अस्माकं तेलुगुभाषायं दूरदर्शने कानिचन चानल्स् भवति ते वार्ता चानल्स् तत्र पोलिटिषन्स् विषये एव ये पालिटिक्स् भवति ये पोलिटिषन्स् भवति तेषां विषये एव अधिकतया चर्चा भवति तच्चर्चा इति अपि वयं वक्तुं न शक्नुमः सर्वदा कोलाहलं जगडमेव भवति नाम एकः पोलिटिषन् आगच्छति एकस्य पार्टि प्रमुखः भवति अन्यः भवति अन्यपार्टि प्रमुखः वा मेम्बर् वा भवति आगत्य एषः अन्यस्य उपरि आरोपं करोति एषः अन्य अन्यस्यं उपरि आरोपन आरोपं करोति नाम वार्ता चानल् मध्ये प्रजाः अपि पश्यन्ति वयं सर्वे सामान्याः वयं तत् पश्यामः तेषां ते अन्ये पश्यन्ति अन्ये श्रुण्वन्ति इति कामन् सेन्स् अपि तेषां न भवति एतादृष केचन पदानां प्रयोगं कुर्वन्ति तत् शोढुं वा श्रोतुं वा न शक्नुमः तत्र डिग्निटि न भवति तेषाम् एतादृशपदानां प्रयोगः न करणीयः इति अपि ज्ञानं न भवति तादृश डिबेट्स् इति न्यूस् चानल्स् मध्ये दर्शयन्ति तेन को लाभः इति अहं न अवगच्छामि ते प्रजासेवां कर्तुम् आगतवन्तः वा नो चेत् एतादृशपदजालम् उपयुज्य तेषां संस्कारः नास्ति इति ते निरूपयन्तः सन्ति वा इति अहं न जानामि